मम जीवने अहं पाकम् आरब्धवती पञ्चमकक्षातः सामान्यतः मम दशमे वयसि अहं पाकस्य आरम्भं कृतवती ग्रामे आस्मा इति कारणेन अस्माभिः पाकः करणीयः भवति स्म एव अतः तत्र तु आदौ मातुः सहकारः मम बहुधा आसीतेव तदनन्तरं मम पिता अपि तत्र सहायं करोति स्म गच्छताकालेन अहं महाविद्यालयं यदा प्रविष्टवती तदा महाविद्यालये पठनसमये मम पितृव्या तत्र साहायम् अधिकतया कृतवती अधिकतया अहं पाकं पितृव्या द्वारा एव अधिकतया पठितवती तदनन्तरं स्वयं यत्र कुत्रापि गच्छामः तत्र मातामहस्य गृहे मातुलान्यः कुर्वन्ति तद् दृष्ट्वा तत् कथं क्रियते इति ज्ञात्वा आहत्य समग्रपरिवारः पितृव्यायाः पितृव्याः वा भवतु माता वा भवतु मातुलान्यः वा भवन्तु मम मातुलद्वयं सम्यक् पा पाकं करोति स्म अतः तद्वारा अपि अहं बहुधा पाकं पठितवती